भारतीयस्वातन्त्र्यसङ्ग्रामस्य मम इष्टतमनेतॄणां नामानि भवन्ति झान्सीराणि लक्ष्मीभाय् भगत्सिङ्ग् अल्लूरि सीतारामराजु एते त्रयाः अत्यन्तं श्रमं कृतवन्तः अधिकः श्रमः कृतवन्तः स्वातन्त्रानयनार्थम् एवं ते सर्वदा सत्यमेव उक्तवन्तः कदापि वा कुत्रापि वा ते करप्टेड् न जातम् एतदेव कारणात् अहं ताम् इष्टम् अस्ति एवं भारतीय इतिहासे मयि रामायणं बहु प्रीतिः अस्ति रामायणं कथम् अस्ति मानवस्य एकस्य मानवस्य धर्मः कथम् अस्ति सः कदा आचरेत् आचारव्यवहारादिषु कथं भवेत् इति सर्वेषां सर्वत्र भगवान् श्रीविष्णुः रामस्य एकः रामः एकः मानवस्य रूपेण रामावतारं धृत्वा आगतवन्तः एवं अस्माकं जगति जगति कथं व्यवहारः करणीयम् इति सः उदाहरणरूपेण अस्मान् बोधितवन्तः इति कारणात् म अहं रामायणम् इतिहासं बहु इष्टं करोमि